हरि ओम् अहं ह्यः केब् बुक् कृतवती आसीत् श्वः कृते श्वः मम गमनं वर्तते अहं भवतां कृते मम लोकेशन् सेण्ड् कृतवती आसीत् तर्हि भवान् कृपया तद् लोकेशन् उपरि यथासमयं निर्धारितसमये आगच्छतु यतो हि मम रेलयानं वर्तते रेलयानस्य यत् स्था यः समयः वर्तते तस्मात् प्राक् अहं तत्र भवेत् अतः भवान् शीघ्रातिशीघ्रम् अत्र आगच्छ मां स्वीकृत्य तत्र प्रापयतु इति मम निवेदनं कृपया शीघ्रम् निर्धारितसमये तत् लोकेशन् उपरि आगच्छतु इति